अहं वीड्यो गेम् विषये जानामि मम अनुजः तु बहु क्रीडति अहं एकवारं वीड्यो गेम् क्रीडितुं प्रयत्नं कृतवती इदानीं पब्जि पुनः अत्यधिकं किम्किमपिवीड्यो गेम् सन्ति परन्तु अहम् सः क्रीडनं दृष्ट्वा एकवारं क्रीडनीयं इति प्रयत्नं कृतवती परन्तु मह्यं तु क्रीडितुम् एव न शक्तं बहु कष्टं आसीत् सो अतः पुनः अहं क्रिडितुम् न गतवती परन्तु अन्यत् अहं दूरवाणि मध्ये एव टेम्पल् रन् सब्वे सफर् एतादृश क्रीडानि क्रीडितवती मह्यं तु तत् बहू समिचीनतय कदा खेदः भवति बोर् कदा भवति तदा अहं क्रिडामि बहु सन्तोषं जायते एकैकवारं जयं प्राप्नोमि एकैकवारं अजयं प्राप्नोमि परन्तु तत् क्रिडनसमये तु बहु उत्साहं भवति उत्सुकतया क्रीडामि अतः मह्यं वीड्योस् गेम् क्रिडितुम् बहु इच्छा नास्ति परन्तु कदा खेद भवति तदा क्रीडामि